हलो इदम् उबर् खलु अहम् इदानीं मैसूरू रेल्वे स्टेशन् समीपे अस्मि मया इदानीं मैसूरू विश्वविद्यालयं प्रति गन्तव्यम् अस्ति भवान् इदानीं कुत्र अस्ति कियान् समयः अपेक्षते अत्र आगन्तुम् कृपया शीघ्रम् आगच्छतु